डेङ्गुज्वरः मलेरिया इति रोगेषु अन्यतरौ द्वौ रोगौ तत्र डेङ्गूज्वरः अनन्तरं मलेरिया इदं द्वयमपि मशककारणात् आगच्छति आदौ अनयोः रोगयोः उत्पत्तिः कथं भवति इति आदौ सु उच्यते तत्र आदौ यत्र अस्माभिः अवकरादिकं स्थाप्यते अथवा यत्र अस्माभिः मलिनं क्रियते अथवा जलस्थगनप्रदेशेषु मशकाः तत्र नियुक्ताः भवन्ति ततः विद्यमानानां मशकानां दंशनेन अस्माकं देहे रोगः प्रविशति ततः वशकदंशनोर्धं रक्ते सः युक्तः भवति इति कृत्वा अयं रोगः आगच्छति इदानीं रोगस्य आगमनोत्तरं तत्र तस्य निवारणं कथम् इति चेत् यथा अवकरादिन् समीचीनस्थानेषु स्थापनं वा अथवा जलः यत्र स्थगितः जलं यत्र स्थगितं भवति तत्र जलस्य निवारणं वा अस्माकं देहे यथा मशकदंशनेन रोगः न स्यात् तथा अस्माकं देहपालनं निम्बवृक्षादिषु निम्ब फलान् आश्रयणेन मशकाः नागच्छन्ति इत्येवं रोगनिवारणस्य साधनम् इति वक्तुं शक्यते एवं डेङ्गूज्वरः मलेरियाज्वर निवारणं कर्तुं वयं शक्नुमः इति